आम् सत्यं दूरदर्शने तथा अनतर्जालीयपुटेषु च बालकानां उत्तमविकासाय अधिकाः निश्शुल्काः शैक्षिकसामग्र्यः उपलब्धाः भवेयुः अहं गूगल् मध्ये आर्चिव् तथा अन्यपुटाः सन्ति ते तत्रेषां किमपि विषयाः उपलभ्यन्ते यूटूब् मध्ये अपि किञ्चित् शैक्षिकविषयाः सामग्र्यः उपलभ्यन्ते अहमपि तामेव गत्वा अनुसरामि